विश्वे अनेकानि बृहत् शिल्पानि सन्ति केचन परिमाणे भव्यतायाः च कृते प्रसिद्धाः सन्ति तथापि केषाञ्चन प्रसिद्धानां बृहत् शिल्पानाम् उदाहरणानि दातुं शक्नोमि एकतायाः प्रतिमा भारते स्थिता सा सम्प्रति विश्वस्य सर्वाधिक उच्चप्रतिमा अस्ति यस्य ऊर्ध्वता फैव् नैन्टी सेवेन् फीट् मीटर् अस्ति भारतस्य स्वातन्त्र्य आन्दोलनस्य प्रमुखनेता सरदारवल्लभभाई पटेलस्य श्रद्धाञ्जलिः अस्ति पुनः वसन्तमन्दिरबुद्धः स्प्रिङ्ग् टेम्पल् बुद्धः चीनादेशे स्थिता एषा प्रतिमा बुद्धस्य चित्रणं कृत्वा फोर ट्वेन्टी फीट् फोर ट्वेन्टी फीट् ऊर्ध्वतायां स्थिता अस्ति पुनः लेशन् गैण्ट् बुद्धः चिनादेशे प्राप्यमणा एषा विशाला बुद्धप्रतिमा अस्ति यस्याः ऊर्ध्वता प्रायः टु थार्टी फीट् उन्नतम् अस्ति पुनः बृहत् शिल्पैः सह सम्बद्धानां समस्यानां विषये विविधाः आह्वानानि भवितुम् अर्हन्ति तत्र आभियान्त्रिकी निर्माणञ्च नाम इञ्जिनियरिंग् आण्ड् कन्स्ट्रक्सन्स् विषये समस्याः भवितुं शक् शक्नोति अनुरक्षणं मैण्टेनेन्स् पुनः पर्यावरण वरणीयप्रभावः नाम इन्वार्मेण्टल् इम्पाक्ट् भवितुम् अर्हति पुनः आर्थिकव्ययः अपि तत्र समस्यारूपेण भवितुम् अर्हति